आम् मम प्रदेशे स्मारकम् एकं वर्तते नाम स्मारकं इत्यपि न समाधिः इति वक्तुं शक्यते तत्र कुलोत्तुङ्गचोलः इति एकः चोलराजा आसीत् चोलराजाः आसीत् सः महान् तस्य समाधिः इति वक्तुं शक्यते तादृशं किञ्चित् स्थानम् अत्र मम ग्रामस्य निकटे एव वर्तते नाम चोलाः एवं रीत्या नाम एकं रुद्रदेवस्य मन्दिरं निर्माय तस्य मन्दिरस्य अधः स्वदेहं स्थापयन्ति स्म तादृशम् एकं मन्दिरं मया अत्र दृष्टमस्ति कुलोत्तुङ्गचोलेश्वरः इति नाम राज्ञः नाम्ना तत्र ईश्वरः भवति अतः तादृशं मन्दिरं वर्तते अपि च अतिनिकटे एव मम ग्रामस्य अतिनिकटे एव चन्द्रगिरिः इति एकं स्थानं वर्तते यच्च विजयनगरचक्रवर्तीनां नाम राजधानी आसीत् तत्र अधुना राजमन्दिरम् अन्तःपुरम् इत्यादिकं सर्वञ्च वर्तते तदेकं स्थानं मम ग्रामः यः वर्तते सः तत्र सर्वत्रपि बहूनि एतादृशानि स्थानानि वर्तन्ते यतोहि इ इदं स्थानं कदाचित् चक्रवर्तीनां राजधानी आसीत् अपि च अत्र तिरुमलवेङ्कडेश्वरः वर्तते अतः तं द्रष्टुं बहवः राजानः आगतवन्तः तदा बहवः जनाः आगच्छन्ति स्म पूर्वकालादपि इति कारणात् तेषाम् आवासार्थमिति बन्धितानि बहूनि स्थानानि पुरातनानि अत्र दृश्यन्ते